इदानीन्तनबालाः अत्यधिकं स्क्रीन् उपयोगं कुर्वन्ति चरदूरवाण्याः उपयोगम् अतीव कुर्वन्ति विविध विडियो गेम् क्रीडन्ति बहिः गत्वा क्रीडीतुं न इच्छन्ति तान् प्रेर प्रेरयितुम् विविध भारतीयक्रीडान् लगोरी कबड्डी कैरम् इत्यादि क्रीडान् भौतिकक्रीडाञ्च क्रीडितुं प्रेरणीयं भवति